हरिः ओं महोदय अहं श्रीवत्सः इति भवतां संस्थायां सन्दर्शनार्थम् आवेदनम् आसीत् तद्दृष्ट्वा अहम् आम् आम् आम् आम् महोदय आं महोदय

आम् महोदय महोदय तदर्थमेव अहं अहं सं संस्कृतं संस्कृतभाषा आं महोदय अहं संस्कृतभाषायां पदवीं प्राप्तवान् अस्मि तिरुपती राष्ट्रीयसंस्कृतसंस्थानतः पदवीं प्राप्तवान् अनन्तरं मैसूरु महाविद्या विश्वविद्यानिलयकः पदवीं प्राप्तवान् संस्कृत एम् ए अनन्तरम् एम् एस् सि योगा जिगनी मध्ये विद्यमानविवेकानन्द अनुसन्धानकेन्द्रे योगविषये अपि पदवीं प्राप्तवान् अस्मि अतः अहमत्र कार्यभारः आसीत् इति श्रुतं तदर्थं पञ्चवर्षाणाम् अनुभवः अपि अस्ति अहं पूर्वं तीर्थहल्लिनगरे तुङ्गमहाविद्यालये वर्षद्वयं कार्यं कृत्वा अनन्तरं पप्पाानगरे विद्यमानसकारीयमहाविद्यालये अपि वर्षत्रयं पाठितवान् अस्मि आम् महोदय आम् महोदय आं महोदयः मम गृहमपि निकटे अस्ति इति कारणात् श्वः आगमिष्यामि य आगमिष्यामि समयः कदा दशवादने भवितुमर्हति महोदय भ भवितुमर्हति आम् महोदय अस्तु महोदय प्रतिदिनं कति कक्षाः भवन्ति सामान्यतः आम् आम् आं महोदय द्रष्टव्यं भवति तत्तु बि काम् बि एस् सि द्वयमपि अस्ति वा तत्र आम् महोदय आम् आं महोदय आम् भवद्भिः यथा सूच्यते तथा अहं कर्तुम् इच्छामि प्रयत्नं करोमि मम यावच्छक्ति मम एतदस्ति तत् तदनुगुणम् अहं पाठयितुमपि इच्छामि कृपया अवकाशं यच्छन्तु इति प्रार्थयामि आम् महोदय अस्तु महोदय अस्तु आगमिष्यामि आगमिष्यामि धन्यवादाः धन्यवादाः